हा हरिः ओं हा नमस्काराः अस्तु भवान् भवतः परिचयं करोतु हा समीचीनं अद्य साक्षात्कारः उद्गोषितः अस्ति भवानागतवान् सम्यगस्ति अतः भवतः किं कोलिफ़िकेषन् किमस्ति भवान् कुत्र किं किमधीतवान् पुनः भवतः कीयत् पाठितवान् तद्विषये भवान् निमेषद्वयं वदतु एकं निमेषं यावत् परिचयं करोतु स्वपरिचयं करोतु विद्यावारिधिः कृतवानस्ति वा हा ह्म् किं नाम ह्म् ह्म् ह्म् न न तत् विद्यालयस्य नाम आं बहु समीचीनं बहु समीचीनं ह्म् ह्म् समीचीनं ह्म्

अस्तु यदि एवम् एवं अस्तु यदि वयं भवतः अव् अवकाशं कल्पामश्चेद् भवतः चिन्तनं किमस्ति भवान् किं कथम् अस् अस्माकं विश्वविद्यालये अथ विद्या विद्यालयस्य किं भवान् अग्रे नेतुं किं भवतः लक्ष्यं किमस्ति

अस्तु एवं पृच्छामि भवान् सर्विस् बहु सम्यक् कृतवानस्ति दशवर्षाणि इति किमर्थं तत्र त्यक्त्वा अत्र आगन्तुं किमर्थमिच्छति नाम तत्रापि कार्यं करोति इति वदति पुनः इदानीमत्रापि अहमागच्छामि अवसरः अस्तीति किमर्थं तत् अत्र आगन्तुमिच्छति

आम् आं ह्म् ह्म् ह्म् ओ बहु समीचीनं भवतः सेवा सम्पूर्णमत्रेव दातव्या भविष्यति पुनश्च यथा नियमं भवद्भिः कार्यमपि अत्र निर्वोढव्यमस्ति भवान् यत् अस्मा भवद्भिः यदि अस्माभिः यदि दीयते चेत् भवान् तत् सर्वं कर्तुं शक्नोति खिल

अस्तु इदानीं धन्यवादाः बहु सम्यक् जातं भवतः एतत्सर्वं परिचयः इत्यादिकं बहु सम्यक् जातं अग्रे भवद्भ्यः सूचयिष्यते धन्यवादाः